मार्गभ्रष्टः मार्गः मार्गभ्रष्टतायाः विषये न चिन्तनीयम् अतः कदापि एकम् एकवारम् एव मया तु चारणं कृतं तत्समये तु सुहृदः आसन् अतः तस्मात् मार्गभ्रष्टः मार्गभ्रष्टताविषये चिन्ता एव नास्ति मार्गभ्रष्टता न अभवदेव तथापि अत्र प्रश्नः अस्ति यत् मार्गभ्रष्टः भवेत् चेत् कथं पुनः मार्गे आगन्तुं शक्नोति इति इदानीं तनकाले तु गूगल् माप् इत्यादिकमस्ति तस्मात् केनापि मार्गेण सर्वे स्वकीयं मार्गं तु आगच्छन्ति प्राक् प्राक्तनकाले तु यदा एषा अस्माकम् उपनिषदि एकः विचारः अस्ति किं किम् एकः न्यायः उक्तः अस्ति गन्धहरपुरुषन्यायः इति एकः अस्ति तत्र गन्धं यङ्कमपि चोरः वने नेत्रं नेत्रमाच्छाद्य वने त्य त्यजति सः मार्गं मार्गन् पृष्ट्वा समीपस्थान् जनान् पृष्ट्वा पृष्ट्वा स्वकीयं आम् ग्रामं प्राप्नोति इति पुनः गान्धारमेव प्राप्नोति तादृशमार्गं तु अन्वेषणं न कर्तुं शक्यते इदानीं तु तावद् चारणं न कृतम् इति हेतोः मार्गभ्रष्टतायाः तावत् तावान् अनुभवः मम नास्ति पूर्णं पूर्वसज्जतायै तु जिगमिषवः सन्ति वा मार्गचारणाय गन्तुम् इच्छन्ति तेषां कृते तु पूर्वसज्जता कृते तु पद्भ्याम् अटनं तु ग तु परिशीलनरूपेण कर्तुम् अर्हन्ति नो चेद् गमने तु कष्टं भवितुम् अर्हति अकस्मात् गमनं चरणं प पर्वतारोहणं कर्तुं बहु कठिनमेव प पूर्वसज्जता तु बहु श्रुतवान् यत् ये हिमालयं गन्तुम् इच्छन्ति ते प्रतिदिनं वा प्रति प्रतिदिनं घण्टाद्वयं वा घण्टात्रयं तत्र पद्भ्याम् अटनं अटनस्य परिशीलनं तु करोति तादृशपरिशीलनं तु उपयोगि भवति अन्यथा कष्टं भवति